अस्माकं ग्रामस्य नाम पोळ्ळाचि इति वर्तते पोळ्ळाचि नाम पिरुल् आचि इत्यर्थः अर्थात् वस्तूनां विनिमयः पूर्वं अस्माकं ग्रामे सम्यक् भवति स्म केरलाप्रदेशः अपि बोर्डर् भवति तस्य अवधिः भवति सीमा भवति ए तत्र तामिलनाडु प्रदेशस्यापि कर्नाटकं अपि अस्माकं ग्रामात् अति पार्श्वे भवति एवं एव तेलङ्गणापि तस्मात् चर्तुर्षु ग्रामेष्वपि स्थानीयव्यापारः सम्मिलितः भवति इति स्थानीयव्यापारः सम्यक् एव भवति पर्यटनं तु बहु मुख्यं अस्ति यतः यदि एषु स्थलेषु गन्तव्यं तर्हि अस्माकं ग्रामं क्रान्त्वा एव गन्तव्यम् इति कृत्वा अस्माकं ग्रामे निवासः तु सम्यक् भवति एवमेव भोजनव्यवस्था अपि गन्तॄणां अपेक्षितम् इति कृत्वा बहूनि आपणानि खाद्यानि अपि च सन्ति अतः पर्यटनम् इत्येतत् सम्यक् एव चलति अस्माकं ग्रामे ये च पर्यटनं कारयन्ति तैः अपि सम्यक् धनम् अर्जयितुं शक्यते